मया बहुवारं पठितं पुस्तकं नाम शिवसरणिः इति विभागे वर्तमानं पुस्तकं तत्र मिलूहस्य मृत्युञ्जयः नागारहस्यम् वायुपुत्राणां शपथम् इति त्रीणि पुस्तकानि सन्ति त्रिषु अपि पुस्तकेषु वायुपुत्रस्य शपथम् इति यत् पुस्तकमस्ति तद् मया बहुवारं पठितमस्ति मम कृते बहु इष्टं पुस्तकम् तत्र बहवः अंशाः अत्यन्तं रोचकतया निरूपिताः सन्ति अतः तत् पुस्तकं मम कृते बहु इष्टं भवति तत्र भगवतः शिवस्य विषये सामान्यमनुष्यरूपेण निरूपणं कुर्वन् कुर्वन् क्रमेण कथं सः देवरूपत्वं प्राप्नोति समग्रे जगति कण्टकरूपेण वर्तमानं विषं सः कथं धृत्वा जगतः कृते अभयत्वं ददाति इति निरूपणमस्ति पार्वती गणेशः कार्तिकेश्वरः एतेषां सर्वेषामपि चित्रणानि तथाद्वारा सुन्दरतया निरूपितानि सन्ति अतः तत् पुस्तकं पुस्तकं मम कृते बहुधा इष्यते अतः तत् पुनः पुनः अहं पठामि तद्विषये चलच्चित्रम् अवश्यं द्रष्टुमिच्छामि यतः पठनकाले एव तत् तथा रोमाञ्चनं जनयति चेत् बाहुबली इत्यादिरूपेण चलच्चित्रं यदि निर्मितं भवति अवश्यं जगति एव तस्य प्रसिद्धिः बहुधा भवति सर्वेपि तत् द्रष्टुम् इच्छन्ति च अतः मया बहुवारं पठितं तत् पुस्तकम् वायुपुत्राणां शपथमिति तत् चलच्चित्रं क्रियते चेत् समीचीनम् इति मम आशयः